मम गृहे तु अर्धभागं अर्दभागं जलं अर्धभागः दुग्धं मिश्रणं कृत्वा तद् चुल्हां प्रति तत् स् संस्थाप्य अनन्तरं यदा तद् ब् बोइलिङ्ग् पोइण्ट् इति आगच्छति तदा किञ्चित् तुलसीदलम् स्थापयित्वा चाय पत् चाय पो चूर्णं स्थापयित्वा अनन्तरं किञ्चित् इलाय्चि दाल्चीनि लवङ्ग् इति वदामः ननु तत् त्रयमपि चूर्णं कृत्वा तत्र स् स्थाप्य अनन्तरम् अधिकं त अधिकतया किञ्चित् यदा बोइलिङ्ग् पोइण्ट् आगच्छति किञ्चिदेव शर्करां संयोज्य अनन्तरं तस्य फ़िल्टर् कुर्मः तदेव वयं आस्वादयामः तावदेव